मम् समीपे यत्किमपि कलाशिक् मिण्टज् पुस्तकम् इव विशिष्टं पुरातनं पुस्तकम् अस्ति एव तत्तु पुस्तकस्य नाम अस्ति शुक्ल्ययजुर्वेदसंहिता शुक्लेजुर्वेदसंहितायाः बहवः विषयाः सन्ति तत्र शुक्ल्यजुर्वेदसंहितायाः चत्वारिंशत् अध्यायेषु विभक्तं वर्तते अतः एतेषां संहितानां प्रथमतया जिज्ञासा जायते यत् का नाम संहिता तत्र मन्त्राणां समूहः संहिता इत्युच्यते अतः शुक्ल्ययुर्वेदसंहितायाः यागस्य विषये तत्र वर्णनं वर्तते एव कस्मिन् अध्याये कस् यागस्य वर्णनम् अस्ति तद्विषये सम्यक्तया प्रतिपादनं कृतं वर्तते अतः चत्वारिंशत् अध्यायेषु यः चत्वारिंशत् अध्यायाः सन्ति सः ईशावास्योपनिषद् इति नामाख्या तत्र विवेचनं वर्तते तत्र तु अष्टादशमन्त्रेषु मन्त्रेषु विभक्तं वर्तते अतः एतद् पुस्तकं मया क्रीतम् अतः एतत् पुस्तकस्य वैशिष्ट्यम् अस्माकं वेदेषु वर्तते एव अस्य अस्य